नमस्ते हरिओम् भवान् मृगालयस्य वीक्षकः किल मैसूरुनगरस् मृगालय एव प्रसिद्धं भवति अहं रेणुका इति मृगालयस्य किञ्चित् विषयं ज्ञातुं आवश्यकम् अतः एव भवान् वदतु इति तत्र प्राणिनः किदृशं भवति इत्येव किञ्चित् विषयः आवश्यकम्

तत्र प्राणिनः सन्ति किल के के प्राणिनः सन्ति उत्तम रित् जात्या प्राणिनः किदृशं भवति अस्माकं भारतदेशस्य प्राणिनः त्यक्त्वा अन्यदेश प्राणिनः अपि एव भवन्ति किल तेषां प्रति एव आरोग्यम् अन्यवातावरणं किदृशं भवति आम् हा आम् हा वैद्याः अपि सन्ति वा हा हा प्राणिनां द्रष्टुं जनाः अपि आगच्छन्ति वा सर्वं हा

हा आम् आम् आगच्छन् जनाः कीदृशः अभिप्रायः सूचितवन्तः मृगालये हा हा किमर्थम् इत्युक्ते आम् आम् आम् हा आम् आम् आम् आम् अनुपममहोदय अस्तु अस्तु हा धन्यवादः